स्विगी आप् द्वारा दोसा इति ओर्डर् मया पूर्वं कृतम् इदानिं समयः अधिकम् अभवत् इति कारणेन अहम् इतोपि वैट् कर्तुं न शक्नोमि अतः पुनः आप् द्वारा तत्र गत्वा मम ओर्डर् इदानीं क् कीदृशं द क कस्मिन् स्थितौ अस्ति इति दृष्ट्वा तत्र पश्यामि केन्सल् कर्तुं तत्र ओप्शन् अस्ति इम्मिडियेट्लि केन्सल् बटन् तत्र पेमेन्ट् अपि पुनः एकवारं रीफ़ण्ड् तत्र आहूय मम ओर्डर् केन्सल् कृत्वा रीफ़ण्ड् अहम् ऐ आस्क्ड् फ़ोर् रीफ़ण्ड्